कार्पसवस्त्राणि सम्यक् भवति सर्वेषु कालेषु धर्तुं योग्यं भवति परन्तु शीघ्रमेव नष्टं भवति इति क्लेषः अपि च अयन् विना धर्तुं न शक्नुमः इति अपरः क्लेषः एवमेव अत्यन्तं वर्णं त्यजति अतः एव शीघ्रं नूतनं वस्त्रमपि पुरातनवस्त्रम् इव भाति